आं बहुदिनात्मकं चारणं तु कृतं मया पञ्चदशदिनानि यावन्ति अहं हिमालयमध्ये चारणं कृतवान् तत्र शिबिरेषु वासः आसीत् टेन्ट् मध्ये वासः आसीत् बहु सम्यक् भवति तत्र लधु स्थाने उत्तमं समञ्जनं भवति यद्यपि जनाः अधिकाः भवन्ति तत् अड्जस्ट् इति यत् वदामः यद्यपि तत्र स्थानं न्यूनं भवति तत्रापि तथापि बहु उत्तमतया समञ्जनं कुर्मः रात्रौ निद्रा सम्यक् भवति मशका मशकबाधा नैव भवति एवं तत्र शिविरेषु तन्नाम टेन्ट् मध्ये वासः सम्यक् भवति